अहम् एकदा टीशर्ट् आर्डर् अकरवम् तस्य स्वरूपं बहुसुन्दरम् आसीत् तत्र डिज़ैन् अपि बहुसम्यक् रूपेण कृता आसीत् परन्तु तत् टीशर्ट् तत् टीशर्ट् इत्यस्य सैज़् बहुस्वल्पः आसीत् अतः तं धारयितुम् अहं न शक्नोमि अतः तस्य सुन्दरत्वं व्यर्थम् अभूत् एवञ्च तस्य मूल्यम् अपि बहु आसीत् परन्तु तद् बहु मूल्यं दत्वापि अहम् उपयुक्तं टीशर्ट् न लब्धवान्